अभिवृद्धयः नैकधा परिभाषितुं शक्यन्ते तत्र प्रथमतया यदि वैज्ञानिकीम् अभिवृद्धिं यदि पश्यामः तर्हि इदानीं जगदिदम् अवश्यमेव नूतननूतन वैज्ञानिक अनुसन्धानानि रचयति संशोधयति अनु अनुसन्दधाति अतः अवश्यमेव तत्र अभिवृद्धिः भवति एव द्वितीयशास्त्रीया अभिवृद्धिः सापि अभिवृद्धिः नैकधा विभक्तुं शक्यते यथा संस्कृतशास्त्राभिवृद्धिः गणितशास्त्राभिवृद्धिः इति इतिहासशास्त्राभिवृद्धिः इदानीं शिक्षायाः महत्वं प्रायः जनानां मनस्सु चित्तेषु अधिकतया वर्धमाना दृश्यते तया च वर्धमानया रुचया रुच्या अवश्यमेव समेषु अपि विषयेषु अभिवृद्धिः भवति इति एतदपि वक्तुं शक्यते भारते अपि यादृशं वातावरणं संस्कृतविषये दशवर्षेभ्यः प्रागासीद् इदानीं तथा नास्ति इति अवश्यमेव वक्तुं शक्यते नैके सामान्यजनाः अपि संस्कृते अध्ययनरुचिं प्रदर्शयन्तः दृश्यन्ते अपि च शास्त्राणामपि सम्पादनं प्रकाशनं शास्त्रार्थसभाः ते एतेषां समेषामपि विविध तत्र प्रतियोगिताः स्युः अथवा आयोजनानि अवश्यमेव तत्र आयोज्यन्ते अतः तादृशी अवश्यमेव अभिवृद्धिः भवति परं स्वास्थस्य प्रतिदिनमेव हानिः जायमाना दृश्यते बुद्धेः कष्टस्य नाम स्ट्रेस् इति यद् उच्यते तस्य अभिवृद्धिः दृश्यते नाम तेन जगतः महती हानिः भवति इति अवश्यं वक्तुं शक्यते जनाः सर्वत्रापि वस्तुपारतन्त्र्येण कार्यं कुर्वन्तः आत्मनः कल्याणविषये शान्तिविषये अवश्यमेव चिन्तां न कुर्वन्ति अतः तत् कष्टकरमेव वर्तते अतः अन्येषां विकासेन सह मम विकासोऽपि स्यात् मम चित्तशान्तिरपि भवतु स्वास्थ्यमपि सम्यक् भवतु इति एतद् विकासम् अपि अहम् इदानीं सम्यक्तया पश्यामि